दर्शनशास्त्रेषु मम इष्टतमं शास्त्रं विद्यते उत्तरमीमांसाशास्त्रम् जगत् कथं वर्तते जगत् अनेन दृश्यते इति कृत्वा दर्शनं दर्शनशास्त्रम् इति उच्यते जगत् एवम् अस्ति इति उक्तवा वस्तुतः जगन्नास्ति इति निरूपयति उत्तरमीमांसाशास्त्रं इत्युक्तौ अस्माकं लक्ष्यं यत् यद् लक्ष्यं वर्तते मोक्षः इति तन्निरूपयति उत्तरमीमांसाशास्त्रं इत्यतः मयी तत्र आसक्तिः उत्पन्ना एवं च आस्माकं लक्ष्यं यद्वर्तते तद्बोधयति इति कृत्वा तत्र आसक्तिरुत्पन्ना एवं च प्रेरणा वर्तते यत् यदि यद्यपि अहं पठन्त्यस्मि किन्तु लोके जनाः तु न जानन्ति अस्माकं जगतः विषये उत मम विषये तेषामपि बोधनीयमिति कृत्वा यदि मया पठ्यते तर्हि अन्य अन्याः अपि बोधयितुं शक्नुवन्ति इति कृत्वा तत्र इतो एषा एव प्रेरणा अध्ययने वर्तते